मया बहूनि स्थानानि अत्रत्यान्येव बैक् यानेन गतानि तानि भारतदेशे सन्ति इति हेतोः तान्यपि बैक् यानेन गतानि भारतीयप्रवासस्थानानि भवन्ति बैक् यानेन बहिर्नाहम् अगच्छं प्रायः अहं कर्नाटकराज्ये वसामि अत्रत्यः अतः राज्याद्बहिः न कदापि मया बैक् यानेन गतं कुतः इत्युक्ते राज्यान्तरगमनं बैक् यानेन क्लेशावहः

अत्यन्तं कष्टकरं कदाचित् शीतेन शीतेन बाधात् हस्तेषु वा पादेषु वा किं विस्मृतिरिव भवति अतः बहुदूरं बैक् यानगमनम् अत्यन्तं कष्टकरं पुनः क्लेशाः क्लेशावहञ्च अतः बहूनि प्रवासस्थानानि बैक् यानेन गतानि मया राज्यान्तरगमनं न कृतं यदि उदाहरणार्थं वक्तव्यम् अत्र समीपे एव गणपतिदेवस्थानम् अत्यन्तं प्रसिद्धं प्रसिद्धम् अस्ति घण्टे गणपतिः इति कथ्यते तत् स्थलं बहुधा मया गतं तत्रैव समीपे मागोड् फ़ाल्स् इत्यस्ति जलपातः पुनः अत्र समीपे देव्याः मारिकाम्बायाः देवालयः वनवासी मधुकेश्वरदेवालयः एवम् अनेकानि स्थानानि सन्ति मया बैक् यानेनैव गतानि परन्तु अन्येषां दृष्ट्या नाम ये युवानः सन्ति ते बैक् यानेन गच्छन्ति सम्यक् अटनं कुर्वन्ति च वा अन्येषां दृष्ट्या बैक् यानगमनं नाम ये च न युवानः बालाः सन्ति वयस्काः सन्ति तेषां बैक् यानेन गमनं कष्टकरं भवति अतः ते विचिन्त्य गच्छन्तु मया तु बहुधा स्थलानि गतानि अहं बहुधा बैक् यानेन अटितवान्